नमस्ते विजया सीलिङ्ग् फ़ेन् हौस् अस्ति अत्र

व्यजनं कार्यं न करोति वा अत्रैव अत्रत्य भवान् यदा क्रीतवान् तस्मिन् समये तत् चलत् एव किल आं महोदय एकः प्रश्नः तत् सीलिङ्ग् फ़ेन् वा पेडस्टल् वा वाल् मौण्ट् एवं वा तत् सम्यक् कार्यं न करोति इति वदन्ति वा तत् ब्रेण्ड् किं महोदय ओ हो एवम् इदानीं न चलत् एव वा अस्तु अस्माकं भवतः समीपे वारण्टि कार्ड् अस्ति किल एकवारं तस्य चित्रं स्वीकृत्य प्रेषयतु अस्माकं वाट्सेप् मध्ये वयं पश्यामः अस्माकं दोषः अस्ति चेत् वयं तत्र आगत्य तत् किञ्चित् रिपेर् आवश्यकम् चेत् बाल् बेरिङ्ग् किमपि परिवर्तनं करणीयं चेत् वयं कुर्मः यदा नूतन व्यजनमेव दातव्यं इति चेत् वयं तदपि पश्यामः इदानीं दीपावली समयः किल एक्सचेञ्ज् आफ़र् अपि भवति तदपि कर्तुं शक्यते आ निःशुल्कमेव कर्तुं शक्यते अहं वयं प्रति एकवारं द्रष्टव्यं किल तत्र दोषः किमस्ति इति तत् परिशील्य एव वयं निश्चयं कुर्मः आं वयं दूरवाणीं कृत्वा आगच्छामः वा अस्मिन् एव सङ्ख्यायां दूरवाणीं कृत्वा अस्माकं मेकेनिक्स् तत्र आगच्छन्ति भवान् कदा गृहे भवति अस्तु तस्मिन् समये वयं दूरवाणीं कृत्वा मम एलेक्ट्रीशियन्स् आगत्य पश्यन्ति निश्चयं निश्चयेन निश्चयेन धन्यवादः महोदय धन्यवादः